अस्माकं भारतीय राज्यं धार्मिकस्थाने स्थानानां सम्पन्नतया बहु प्राधान्यमर्हति अन्य राज्यान् अपेक्षया बहु प्राधान्यमर्हति के एतेषां केषाञ्चनक्षेत्राणां नामानि अहम् अधुना वदामि तेषु प्रथमं तावत् वैद्यनाथ टेम्पळ् तत् महाराष्ट्रा महाराष्ट्रायां झार्खण्ड् देशायां हिमाचलप्रदेशराज्यायाम् अपि सन्ति एवं त्रयम्पकेश्वर टेम्पळ् तत् महाराष्ट्रा राज्ये वर्तते ओम्कारेश्वरः टेम्बळ् तत् मध्यप्रदेशे राज्ये सन्ति सोमनाथक्षेत्रं तथा गुजरात् राज्ये नागेश्वरक्षेत्रं गुजरात् राज्ये केना केदारनाथक्षेत्रम् उत्तराखण्ड् देशे विश्वनाथ क्षेत्रम् उत्तरप्रदेश देशे महाकालेश्वरक्षेत्रं मध्यप्रदेश देशे मल्लिकार्जुनक्षेत्रम् आन्ध्राप्रदेशदेशे मङ्गलगौरी क्षेत्रं बिहार् राज्ये शृङ्खला टेम्पळ् वेस्ट् बेङ्गाळ्देशे ज्वालामुखी हिमाचलप्रदेशे महालक्ष्मी टेम्पळ् महाराष्ट्रायां भीमेश्वरक्षेत्रम् आन्ध्रप्रदेशराज्ये कामाक्षी अम्भा क्षेत्रं तमिल्नाडु राज्ये विशालाक्षी क्षेत्रम् उत्तरप्रदेशे विमला टेम्पळ् ओडिशा राज्ये तार् तारा तारिणी क्षेत्रम् ओडिशा राज्ये कामाख्याक्षेत्रम् अस्सां गुहः गुवाहटि जिल्ला कालिघट् कालिक्षेत्रं कोल्कत्ता वेस्ट् बेङ्गाल् राज्ये जोगुळाम्बा क्षेत्रं तेलङ्गानायाम् एवं बहूनि धार्मिकस्थानानि अस्माकं भारते विद्यते